संस्कृतभाषा केवलं भाषा न अपि तु भारतीयपरम्परायाः अभिव्यञ्जनं करोति अस्माकं सम्भाषणेनैव संस्कृतिः अभिव्यक्ता भवति अस्माभिः यथा भाष्यते तथैव व्यवहारो अपि क्रियते इत्युक्ते अस्माकं व्यवहारः अपि सुसंस्कृतः वर्तते उदाहरणार्थं नमस्ते नमस्ते शब्दस्य अर्थः तुभ्यं नमः इति हस्तद्वयं प्रणम्य तव सत्कारः क्रियते भवान् श्रेष्ठः इति भावः अपि सम्पाद्यते अस्माकं परम्परायां सर्वेषु जनेषु भगवान् अस्ति इति चिन्तयामः यदा नमस्कारं कुर्मः तदा देवस्यैव नमस्कारः कृतो भवति इति नमस्ते शब्देनैव ज्ञायते तस्मात् संस्कृतं संस्कृतेः अभिव्यञ्जकं वर्तते